अस्माकं प्रदेशे कृष्णमठः इति एकः प्रसिद्धमठः अस्ति तत्र राजाङ्गणम् इति एकं बृहत् आडिटोरियम् अस्ति तत्र सर्वदा सांस्कृतिक कार्यक्रमाः प्रचलन्ति प्रतिदिनं भवति भरतनाट्यं वा यक्षगानं वा सङ्गीतं वा किमपि भवति एव प्रतिदिनम् बहवः जनाः प्रतिदिनं तत्र आगत्य कार्यक्रामस्य आस्वादनं कुर्वन्ति अहमपि प्रतिसप्ताहे न्यूनातिन्यूनं एकवारं तु तत्र गच्छामि एव प्रायशः शनिवासरे गच्छामि अहं गत्वा बहु समयपर्यन्तं तत्रैव भूत्वा कार्यक्रमस्य आस्वादनं करोमि ते ये कार्यक्रमं सम्यक् कुर्वन्ति तेषां कृते पुनः कार्यक्रमं कर्तुम् अवसरः अपि यच्छन्ति अन्ये ये शक्ताः सन्ति सांस्कृतिका कार्यक्रमं तत्र प्रदर्शितुं तेषां कृते अपि अवसरं मठीय जनाः यच्छन्ति